हरिः ओं मया एकं केब् बुक् कृतं परन्तु भवान् बहु विलम्बः कृतं तर्हि मा आगच्छतु अहं त्वरया अस्मि तर्हि अहम् अन्यं केब् बुक् करिष्यामि